सस्यानां रोपणार्थम् आदौ मृत्तिकायाः परीक्षणं करणीयम् अस्माकं प्रदेशे भूगुणः इति उच्यते सर्वाणि सस्यानि सर्वत्र न भवन्ति प्रदेशे प्रदेशे भिन्नं भिन्नं भवति आदौ तस्मिन् प्रदेशे कस्य सस्यस्य आरोपणं भवेत् इति आदौ द्रष्टव्यम् अनन्तरं सस्यानि हरिद्रवर्णाः भवेत् तत्र अहं चिन्तयामि हरिद्रवर्णाः भवेत् भवन्ति चेदेव ते अग्रे सम्यक् प्रवर्धयन्ति तस्य सस्यानां रोपणं सामान्यवृष्टिकाले जून्मासे अथवा जुलैमासे एव करणीयम् अनन्तरं क्रियते चेत् ते न वर्धन्ते सम्यक् न वर्धन्ते वृष्टिकालारम्भे वा वृक्षाणाम् आरोपणं करणीयम्